हरि ओम् मया एकं जीन्स् क्रीतम् आसीत् तत् मयि सम्यक् दृश्यते अपि च तेन बहु बहुत्र वस्त्रान्वेषणकार्यमपि स्थितम् अस्ति यतः एकं जीन्स् प्रति अनेकानि युतकानि धर्तुं शक्यन्ते अपि च तस्मिन् मह्यं कृष्णवर्णस्य तथा नीलवर्णस्य जीन्स् बहु इष्यते तेन सह वर्णानां योजना बहु सम्यक् भवति